अहम् उद्योगार्थं पशून् क्रीणामि अहं दुग्ध व्यवसायं करोमि तेन सैव आयुर्वेद वैद्यालयं चालयामि इति कृत्वा गोमूत्रं गोमयं च विक्रीणामि अतः गावः मम गृहे बह्व्यः सन्ति तासाम् क्रयणमपि मया बहुधा क्रियते मम पार्श्वे शुनकाः गावः बिडालाः इत्येतेव सन्ति यतः अस्माकं नगरं वर्तते अतः अन्ये पशवः आधिक्येन न दृश्यन्ते किन्तु बहूनां गृहेषु अन्यान्य प्रकारकाः शुनक अन्ये पशावः पशवः दृश्यन्ते मूल्य विषये मम तावत् ज्ञानं नास्ति किन्तु मम गावस्तु दशसहस्राधिकं मूल्ये अपि भवन्ति अतः समीचीन जा जातिकाः गावः सन्त्यत्र एतावता मया तद्द्वारा लक्षाधिकं अर्जितं वर्तते